भोः भवान् पृष्टवान् तत्र वित्तकोषद्वारा धनं कथं प्राप्तव्यम् इति तत्र भवतः समीपे चेक्बुक् अस्ति खलु तत्र चेक्बुक् मध्ये यानि पत्राणि सन्ति तत्र एकस्मिन् पत्रे उपरि कः धनं स्वीकरोति इति लेखनीयं यदि भवान् एव धनं स्वयं स्वीकरोति चेत् सेल्फ़् इति लेखनीयं तस्य अधः अक्षरेण लेखनीयं भवति एकसहस्ररूप्यकाणि अथवा द्विसहस्ररूप्यकाणि इति लेखनीयम् अग्रे एकम् आवरणं भवति तत्र अङ्कद्वारा धनस्य सङ्ख्या लेखनीया भवति अपि च तस्य अधस्तात् भवतः हस्ताङ्कनम् इति एकम् रिक्तं स्थलं भवति तत्र भवतः नाम मुद्रितं भवति चेक्मध्ये नाम भवतः नामधेयस्य उपरि भवतः हस्ताङ्कनं करणीयम् अपि च तत्र उपरि डेट् इति भवति तत्र डेट् लेखनीयं दिनाङ्कः लेखनीयं लेखनीयः भवति अपि च अक्षराणां दोषः न भवेत् तत्र आङ्ग्लभाषया यदि लिखति तत्र केपिटल् लेटर् एव उपयोगः करणीयः नाम आङ्ग्लभाषायां स्थूलाक्षराणाम् एव उपयोगः करणीयः तदानीं सम्यक् ज्ञायते कन्नड़भाषया अपि भवान् लेखितुं शक्नोति तत्र कौण्टर् इति भवन्ति तत्र गवाक्षः भवति तत्र गत्वा तद् देयं भवति तद् दृष्ट्वा भवतः लेखनं हस्ताङ्कनम् इत्यादिकं समीचीनम् अस्ति वा इति परीक्ष्य अनन्तरं कम्प्यूटर्मध्ये पश्यन्ति तत्र भवतः अकौण्ट्मध्ये कति धनमस्ति इति पश्यन्ति धनम् अस्ति चेत् तत् चेक् स्वीकृत्य तत् परिशील्य भवान् यावत् धनम् अपेक्षते तावत् धनं ते ददति